अहन्तु प्राथमिकशालायां शिक्षकः वृत्तिक्षेत्रमिति मत्वा स्टेम् इति स्टेम् इत्यस्य बहवः अंशाः तत्र प्रविष्टाः एव विज्ञानस्य एवञ्च तन्त्रज्ञानस्य निर्माणशास्त्रस्य एवञ्च गणितस्य बहवः अंशाः तत्र प्रविष्टास्सन्ति